अस्माकं प्रदेशे तावत् बहवः सांस्कृतिकक्रीडाः वर्तन्ते तत्र च प्रामुख्यं भजते गणेशचतुर्थ्यां सांस्कृतिकक्रीडाः क्रीड्यन्ते तत्र च तन्निमित्ततया बुद्धिमत्तायाः क्रीडा अपि च शारिक शारीरिकक्रीडा इत्येवं तत्रापि विभागः वर्तते शारीरिकक्रीडा नाम एवम्मर्स् एवमस्ति तत्र किं नाम द्वित्रि आसन्दानि स्थाप्यन्ते उत दश दश आसन्दानि स्थाप्यन्ते तत्र तत्परितः धावनीयम् तत्र च यदा एकः शीटिकारवः भवति तदा सपदि उपवेष्टव्यम् किं नाम यावन्तः जनाः भवन्ति तस्यापेक्षया एकम् एकः आसन्दः न्यूनो भवति यस्य कृते सः आसन्दः न लभ्यते सः तेन बहिः आगन्तव्यम् सः पराजितः इत्यर्थः अपि च अग्रे एवमेव कृष्णजन्माष्टम्यां बह्व्यः क्रीडाः आचर्यन्ते तस्मिन् काले सामान्यतः कृष्णजन्माष्टम्यां कृष्णजन्माष्टम्यां कृष्णजन्माष्टम्यौ जन् जन्माष्टम्यां वृष्टिः आगच्छत्येव तस्मात् वृक्षे घटाः बध्यन्ते तस्य बहु उपरि उपरि घटाः बध्यन्ते तद्वयः वयः अनुसारेण घटाः बध्यन्ते यदि पञ्च वयः दशवयस्काः तर्हि किञ्चित् नाम दश विंशतिः फ़ीट् एवं भवति यदि अष्टादश विंशतिवयस्काः तर्हि फ़िफ़्टि फ़ीट्स् एवम् उपरि घटाः बध्यन्ते तत्र पिरामिड् इत्युच्यते नाम गोपुरवद् आकारं कृत्वा कृत्य तस्य ताडनं कर्तव्यम् इत्येवं बहुविधाः क्रीडाः क्रीड्यन्ते अपि च बुद्धिमत्तायाः क्रीडा नाम उदाहरणार्थम् एकं वदामि तत्र एका घण्टा भवति एकस्य हस्ते अपि च अपरस्य हस्ते जागटे इत्युच्यते तस्य उभयोः युगपत् ताडनम् आरभ्यते एकैकः उभयोः युगपद् आरभ्यते किन्तु एकस्य काचन संख्या भवति जागटे एतस्यापि काचन संख्या भवति तत्र वक्तव्यं यत् एतस्य अधिका का सङ्ख्या अपि च एत घण्टा कियद्वारं ताडिता इति यः तद् वक्तुं शक्नोति सः जितः इति तत्र च कृष्णतन्त्रं वर्तते यत् एकस्य एव यदि ग्रहणं स्यात् तर्हि एकस्य वा सङ्ख्या तस्य गणितं भवति इति